अस्माकम् उद्योगम् एव जीवनार्थम् अत्र कुत्रापि कार्यं कर्तव्यं जीवनार्थं कार्यं कर्तव्यं मित्रेण सह गन्तव्यमेव अतः वयं यत्र कुत्रापि गच्छामश्चेत् तत्र मित्रेण साकमेव वयं गच्छामः वयं गच्छामः वयं गच्छामः एवं मित्रेण साकं गमनसमये एकस्मिन् सन्दर्भे वयम् इतः मम ग्रामतः पुत्तूरुपर्यन्तं गतवन्तः तत्र अत्र घा तस्मिन् तीर्थहळ्ळिमध्ये मृत् तैलस्य मौल्यम् अधिकं तत्र मङ्ग्ळूरु उडुपि अथवा मूड्बिद्रे इत्यादि स्थलेषु किञ्चित् न्यूनं भवति एक पैसा त्रीणि पैसा चतुः पैसा पञ्चपैसापर्यन्तं न्यूनं भवति तत्र मृत् तैलस्य अतः अत्र वयम् तात् तत् मृत् तैलपूरणार्थं यत् सङ्ग्रहालयः अस्ति पेट्रोल् बङ्क् इति वदति किल तावत्पर्यन्तं गमनार्थम् एव अत्र मृत्तैलं पूरयित्वा तत्र व्रीहिमध्ये वा पेर्डूर्मध्ये वा अथवा मूडबिद्रेमध्ये वा कर्कळमध्ये वा गत्वा पेट्रोलं स्म पेट्रोल् सङ्ग्रहणीयं सम्पूर्णम् पूरयित्वा वयम् अग्रे गन्तव्यम् अग्रे गमनम् अस्माकम् अग्रे गमनम् आसीत् एवं कृते तत्र गमनं गत्वा तत्र गत्वा कार्यं सम्पूर्णं कृत्वा आगमनसमये अपि यत् रिक्तः अस्ति सङ्ग्रहण्यां यत् रिक्तः अस्ति तदपि मृत्तैलेन तत्रैव पूरयित्वा वयं अस्माकं ग्रामं प्रति आगच्छन्नासीत् एवं कृते अस्माकं किञ्चित् धनम् किञ्चित् धनम् अवशेषम् अब् भवति स्म एवं प्रवासार्थं का योजना कृता कृता इति चेत् अस्माकं योजना तैरेव सं सं तथा यत् आह्वयते त एव कुर्वन् कुर्वन् आसीत् ये ते अस्मिन् दिनाङ्के एतत् समये आगच्छन्तु इति यदा वदन्ति तस्मिन् समये एव तस्मिन् दिनाङ्के एव वयं गन्तव्यमासीत् अतः तेषाम् अस्माकं योजना कथं गन्तव्यं किं कियद् कीदृशवस्तूनि अस्माकं साकं नेतव्यम् इत्यादिकं वयं सज्जीकृत्वा सम्यक् योजनं सम्यक् संयोजयित्वा सज्जीकृत्वा तत्सर्वं नयति स्म मध्ये मध्ये मार्गमध्ये बैक् स्थगनं कृत्वा तत्र काफ़ीम् अथवा अथवा उपहारं लघु उपहारं स्वीकृत्य अग्रे गच्छामः अग्रे गच्छन् आसीत् एवं सज्झाखाः सज् सा एवम् उपहारादिकम् अस्माकं साकं नयति स्म एवम् अस्माकं बा बैक् ट्रक् प्रवासम् प्रवासम् आसीत्